एतेषु अहं वृत्तपत्रिकाम् अनुसरामि मम पुत्रः राजनीति विषये आसक्तः इत्यतः सः सर्वदा दूरदर्शनं पश्यन् भवति तदा कदाचित् ममापि कर्णे आपतन्ति काश्चन वार्ताः तत्रापि यदि वार्ताः बहु रोचकाः तदा अन्तर्जालमाध्यमेनापि तां वार्ताम् अनुसर्तुं प्रयत्नः तु क्रियते विज्ञानसम्बद्धविषयाः न रोचन्ते इत्यतः विज्ञानसम्बद्धं चलचित्रं कदापि न दृष्टम्